जनानां जीवनस्य समग्रगुणवत्तायां क्रीडाणां सकारात्मकः प्रभावः एवं रीत्या भवितुम् अर्हति क्रीडाः गणेषु विभज्य क्रीडन्ते क्रीड्यन्ते तर्हि तत्र यः विभागः क्रियते तस्मिङ्गणे ये जनाः भवन्ति तेषु सर्वेष्वपि एकं नाम गणकार्यं नाम टीम्वर्क् इत्येवं रीत्या तत्र उत्पद्यते तेषु सर्वेष्वपि एक नाम कोर्डिनेशन् अपि उत्पद्यते ते सर्वेऽपि मिलित्वा कार्यं साधयन्ति अतः क्रीडाः एवं रीत्या समग्रगुणवत्तायां सकारात्मकः प्रभाव प्रभावः प्रदर्श्यन्ते इतोऽपि क्रीडासु किं भवति इत्युक्तौ सर्वत्र जयः एव प्राप्तव्यः इति न पराजयः एव जीवने अधिकतया भवति इत्येवं क्रीडाः अस्मान् बोधयन्ति अतः यदा यदा क्रीडा भवति तदा सर्वदा प्रच्छ सर्वोऽपि जयं न प्राप्नोति क्वचित् अ पराजयः अपि भवति क्वचित् जयः अपि भवति तर्हि उभय द्विष्वपि अवस्थासु नाम द्वयोः अपि अवस्थयोः अवस्था तत्र नाम एकः समानः एव भवेत् उदये सविता रक्तः रक्तश्चास्तमये तथा सम्पत्तौ च विपत्तौ च महतामेक तु एकरूपता इतिवत् सर्वेऽपि जये वा पराजये वा समरूपतां यथा भवे प्राप्नुवन्ति तथा क्रीडाः कुर्वन्ति